अहं यः एकः अग्निचुल्लीं क्रीतवती खिल तद्विषये वक्तुं दूरवाणीं कृतवती बहु सम्यक् अस्ति बहु सम्यक् रीत्या कार्यमपि करोति चत्वारः चत्वार चत्वारानि व्यञ्जनानि चतस्रः व्यञ्जनानि एकसमये एव कर्तुं शक्नोमि द्रष्टुमपि बहु सुन्दरम् अस्ति यदि पिञ्जं नुदामि चेत् स्वयम् अग्निं प्राप्य अग्निं प्राप्नोति अतः बहु सुन्दरम् अस्ति धन्यवादः